नमस्कारः मम शक्तिः अस्ति वेदशास्त्राध्ययनम् एवं स्मरणशक्तिः स्मरणशक्तिः नाम यदि कमपि पुरुषम् एकवारं पश्यामि अथवा सम्भाषणं करोमि चेत् तं कदापि अहं न विस्मृहे विस्मरणं कदापि न भवति पुनः तस्य नाम अपि मम स्मृतिपथे तत्र भवति एवं मम दौर्बल्यं भवति दौर्बल्यं नाम विश्वासः यथा चरकेन उक्तं न विश् न सर्वाभिशङ्की स्यात् सर्वेषाम् उपरि अभिशङ्का न स्यात् अतः सर्वेषामुपरि विश्वासः अपि न करणीयः अविश्वासः अपि न करणीयः एषः विषयः चाणक्येनापि उक्तं न विश्वसेत् कुमित्रे च मित्रे चापि न विश्वसेत् कदाचित् कुपितं मित्रं सर्वं गुह्यं प्रकाशयेत् इति मम दौर्बल्यमस्ति अहं सर्वान् विश्वसिमि तदपि दोषाय भवति कदाचित् सर्वे विश्वसनीयाः न भवन्ति समाजे किन्तु दौर्बल्यन्तु तदेव सर्वेषामुपरि विश्वासः जायते शीघ्रं शक्तिस्तु स्मरणशक्तिः एव भवतु धन्यवादाः